कीदृशम् उपायनं वरस्य कृते दीयते नाम मधुपर्कनाम्नि एकः औषधिः वर्तते यदि तद्वरस्य कृते दीयते चेत् तस्य स्वास्थ्यं सम्यक् भवति आयुर्वर्धनं भवति मधुपर्कः यद् औषधिः वर्तते तस्मिन् क्षीरं दधि घृतं मधु इति एतत् सर्वं तस्मिन् अन्तर्भवति तद् मिश्रणं कृत्वा वरस्य कृते यदि दीयते चेत् तस्य अग्रे गत्वा व आयुर्वर्धनम् एव भवति वरदक्षिणा दीयते वा इति प्रश्न प्रश्नः अस्ति वरदक्षिणा दीयते चेत् तस्य को लाभः वरदक्षिणा न दीयते चेत् तस्य का हा हानि भवति नाम वरदक्षिणा वरस्य कृते न दीयते चेत् तस्य उपरि अग्रे गत्वा बहु पापम् आगच्छति अपि च अग्रे गत्वा तस्य कृते ग्रहदोषः इति एतत् सर्वं भवति तद् उल्लेखः अपि कृतः वर्तते बहवः पुस्तकेषु